हेलो ड्रैवर् अस्ति खलु अहम् अत्र बहुकालं यावत् प्रतिक्षीतवान् भवान् नागतवान् एव कुत्र अस्ति अधुना अहन्तु पूर्वस्मिन् अड्रेस् मध्येव अस्मि मम गृहस्य आम् मम गृहस्य पुरस्तादेव अस्मि अत्रैव आगच्छतु साक्षादेव अधुना समयः नास्ति मम हस्ते